हलो हलो हा हरि ओं नमस्ते हां मेडं वदन्तु

यतः सः गृहकार्यं कृत्वा नानयति पुनश्च सः सम्यक्तया न पठति कक्षायां निद्राति यतः अहं लिखित्वापि दत्तवान् प्रायः भवन्तः न दृष्टवन्तः गृहे परन्तु स सम्यक्त्या इदानीम् अध्ययनं न करोति गृहकार्यमपि सर्वदा न करोति सः अस्माभिः तु अस् हा अस् नास्ति नास्ति अस्माभिः पाठ्यते क्रीडाद्वारा पाठ्यते पुनश्च नृत्यादिद्वारा पाठ्यते परन्तु सः प्रायः रात्रौ मोबैल् द्वारा क्रीडति वा किं न ज्ञायते सः बहु डल् अस्ति परन्तु सः कक्षायां निद्राति आगत्य सः बहु अन्यमनस्कः भवति आक्टिविटि द्वा आक्टिविटि द्वारैव पठ्यते इदानीं सर्वकारः तथैव उक्तः अस्ति सर्वकारेण अतः आक्टिविटि क्रियाद्वारैव पाठनम् इदानीं प्रचलति अन्यछात्राः तु सम्यक् कुर्वन्ति परन्तु भवत् भवत् भवत्याः छा पुत्रः सम्यक्तया न श्रुणोति निद्राति गृहकार्यं न करोति इतस्ततः पश्यति अस्माभिः ताडनं कर्तुं न शक्यते अस्माभिः प्रयत्नः क्रियते भवन् सः अत्र अन्यमनस्कः अधिकतया भवति अतः तत्र प्रायः गृहे ताडनादिकं कुर्वन्ति भवन्तः सः श्रुणुयात् कदाचित् अस्माभिः तु न ताड्यते अतः सः अत्र न श्रुणोति प्रायः आ अस्माभिः प्रयत्नः क्रियते परन्तु भवन्तः अपि पश्यन्तु एकवारं गृहकार्यादिकं सः प्रतिदिनम् करोति न वा उत अस्माभिः यत् फीड्बाक् लिखित्वा दीयते तत्सर्वमपि भवन्तः पठित्वा एकवारं तस्य मूल्याङ्कनं कुर्वन्तु तस्योपरि किञ्चित् दृष्टिः भवद्भिः दीयते चेत् सः उत्तमतया अङ्कान् प्राप्नोति निश्चयेन प्राप्नोति

नास्ति नास्ति अस्माभिः चायपानं न क्रियते भोः अस्माभिः चायपानं गृहे कृत्वा आगम्यते अस्तु अस्तु धन्यवादः